गायनकाले भावानामेव मुख्यपात्रं भवति भावं दृष्ट्वा एव रागाः स्वराः सर्वे योजनीयाः वर्तन्ते मम गानसमये अहम् आदौ भावनामेव दृष्ट्वा तत् भावनानुसारेण एव गानं करोमि